अस्माकं संस्कृतेः पाकस्य प्रमुखता भवति ब्राह्मणः भोजनप्रियः भवति इति प्रसिद्धः वाक्यं वयं विविधानि विशिष्टानि खाद्यानि कुर्मः भिन्नभिन्नसन्दर्भे वयं भिन्नभिन्नपाकं कुर्मः उत्सवसमये एतत् अधिकं भवति गणेशचतुर्थीसमये मोदकं कुर्मः नवरात्रिसमये सुण्डल् दीपावलिसमये मधुराणि सर्वं कुर्मः कृष्णजन्माष्टमी इति बहु प्रसिद्धः भवति तत्समये तैले भुर्जित्वा रुचिकरं पाकं कुर्मः रामनवमी दिने पानकम् इति एकं विशेषं पानीयं कुर्मः एतत्सर्वं करणीयं चेत् बहु दिनात् पूर्वमेव सामग्री सर्वं सज्जनीयम्